अस्माकं नगरे तथा च अन्यनगरेषु बालश्रमविषयेषु अतीव कष्टं स्यात् किं कष्टम् इति चेत् तत्र बालकाः किं करणीयं बालाः अध्ययनं करणीयं अस्मिन् काले किं कुर्वन्तः सन्ति चेत् नाम ते बालकार्मिकाः अभूत्

तत् निवारणं किं करणीयम् इति क्लेशः वतते बालकाः धने कर्षिताः भवन्ति किमर्थं अत्र धनम् अपेक्षते अतः धने कर्षिताः भवन्ति बालकाः ये ज्ञानिनः सन्ति ते एतान् सर्वान् ज्ञात्वा तन्निवारण् निवारणं करणीयम् इति मम अभिप्रायः